अहं शिक्षकः अस्मि गृहात् कलाशालां गन्तुं मया भवतां संस्थायाः समीपे निवेदितमासीत् अतः भवद्भिः पञ्चशतं रूप्यकाणि स्वीकृत्य तत् निवेदनम् अङ्गीकृतमासीत् परन्तु अधुना चालकः माम् अत्र कलाशालायां परित्यज्य अधिकं धनं पृच्छन् वर्तते तदर्थम् अहं न अङ्गीकुर्वन्नस्मि मम तु गृहं कलाशालायाः अनतिदूरे एव वर्तते अतः अहं पञ्चशतं रूप्यकाणि एव दातुम् अङ्गीकृतवान् आसं भवतां संस्थायाम् किन्तु अधुना भवद्भिः भवतां संस्थाजनैः प्रेषितः अयं चालकः माम् अधिकं धनं दातुं पृच्छन् वर्तते तदर्थम् अङ्गीकारः मम नास्ति किन्तु अस्य पीडना महती वर्तते तदर्थं भवद्भिः तस्य चालकस्य उपरि कश्चन क्रमः स्वीकर्तव्यः एव यतोहि अहं तु शिक्षकः सम्यक् ज्ञानं अस्ति इति कृत्वा अहं भवतां समीपे एवम् आवेदनं कर्तुं शक्नोमि किन्तु कश्चन सामान्यः पामरः मनुष्यः कथं वा एवं पीडां सहेतु इति मया तु न ज्ञायते अतः एवं चालकाः धूर्ताः भवद्भिः संस्थायां न रक्षणीयाः अपि च तेषाम् उपरि कश्चन क्रमस्तु स्वीकर्तव्यः एव इति मम आवेदनं